अस्माकं जीवनं वरदानं वर्तते जीवनस्य साफल्यं तदा एव भवति यदा वयं जीवनं सम्यक्तया स्वतन्त्रतया तथा च शिक्षया वयं सम्यक्तया स्वजीवनं यापयामः अतः अस्माकं जीवने शिक्षणस्य आवश्यक्ता प्रतिपदे प्रतिक्षणे च महती वर्तते यदा जनाः शिक्षां न प्राप्नुवन्ति तदानीं तेषां कर्तव्यस्य अकर्तव्यस्य च ज्ञानं नैव भवति अतः शिक्षणं किं करोति शिक्षणम् एव शिक्षणेन एव जनाः ओपचारिकमाध्य्मेन विद्यालयेषु विद्यां शिक्षां च प्राप्नुवन्ति तत् येन माध्यमेन प्राप्नुवन्ति सा एव प्रक्रिया भवति शिक्षणम् शिक्षणम् इत्यस्य तात्पर्यम् एव अस्ति शिक्षाप्रदानम् बालकः जन्मनः आरभ्य ओपचारिक अनौपचारिकरूपेण शिक्षाम् एव प्राप्नोति पूर्वं सः प्राथमिकतया सः स्वगृहे एव शिक्षां प्राप्नोति अनन्तरम् सः विद्यालयं गत्वा शिक्षां शिक्षणमाध्यमेन एव प्राप्नोति शिक्षणेन एव जनाः सम्यक्तया समाजस्य निर्माणाय तथा च स्वस्य च सर्वाङ्गिणिविकासाय च महतः प्रायासान् कुर्वन्ति